पञ्च प्रसिद्धानि दिनानि इति विषये प्रश्नः अस्ति जान्वरि मासस्य द्वादशदिनाङ्कः राष्ट्रीययुवदिनमिति स्वामिनः विवेकानन्दस्य जन्मदिनमिति कृत्य राष्ट्रीययुवदिनम् आचर्यते एवमेव जान्वरि मासस्य त्रयोविंशतिदिनाङ्कः नेताजीसुभाष्चन्द्रबोसस्य जन्मदिनं भवति अतः तदपि अत्यन्तम् ऐतिहासिकं दिनम् एवमेव अस्माकं देशे स्वातन्त्र्यदिनमिति आगस्ट् मासस्य पञ्चदशदिनाङ्कः सर्वेषामपि ज्ञातपूर्वः एव भवति अत्यन्तं मुख्यः सः दिनाङ्कः भवति तदनन्तरम् जान्वरि मासस्य षड्विंशतिदिनाङ्कः गणतन्त्रदिनम् इति आचर्यते एवमेव बहूनि प्रसिद्धानि दिनानि तस्मिन् तेषु तेषु मासेषु यानि भवन्ति तानि अवश्यम् अस्माभिः स्मरणीयानि भवन्ति